प्रायशः छात्राणां छात्रवृतिः इति कृत्वा विद्यालयस्थरीयशिक्षादारभ्य महाविद्यालयं यावत् इदानीं सर्वकारे सर्वकारेण चिन्तितमस्ति तेषु विशिष्टरूपेण यत्र महिलानां कृते विशिष्टा व्यवस्था कल्पिता अस्ति महिलाछात्राणां कृते केषुचित् प्रदेशेषु भिन्ना भिन्ना मा व्यवस्था प्रकल्पिताा सन्ति तत्र केषुचित् स्थानेषु एका एव बालिका देशम् अस्ति नाम मातापित्रोः एका एव बालिका अस्ति तेषां कृते विशिष्टानां छात्रवृत्तीनां प्रयोजनं प्र प्रयोजनं कृतं वर्तते कृता वर्तते तत्र पुनः केचन केषुचित् स्थरेषु ये जनाः स्व बाला बालिकानां वा बालिकानां कृते धनं दत्त्वा विद्यालयादिषु पाठयितुं न शक्नुवन्ति तेषां कृते तत्र विद्यालयेषु महाविद्यालयेषु च धनं नाम तत्र संयोजनार्थम् आवश्यकं धनं न्यूनीकृतम् अस्ति तथेव अनेन प्रकारेण बहुविधाः योजनाः बालिकाः छ बालिकाछात्राणां कृते प्रकल्पिताः अस्ति